हरि ओम् महोदय नमस्ते महोदय कुशलमेव महोदय भवती कुशलिनी अहं ह्यः रात्रौ अत्र प्राप्तवानस्मि महोदय सत्यं सत्यं कार्यव्यस्तता वर्तते अतः एवमस्ति स्थितिः तिष्ठामि कदाचित् दिनद्वयम् अत्र भवामि इति चिन्तयन्नस्मि अत्रत्यं किमपि प्रसिद्धं किमपि भवति चेत् स्थानं द्रष्टुम् तद् दृष्ट्वा गच्छामि इति चिन्तयन्नस्मि तर्हि तस्मिन् विषये किञ्चित् ओ उत्सवाः सन्ति वा अत्र कीदृशाः उत्सवाः महोदय ओ अत्युत्तमम् ओ आ एवं वा किमिति ओ एवं वा सः किं नामधेयं भवति मातुः तत्र ओ गङ्गम्मा इति वा कुत्र कुत् कुत्र अस्ति महोदया मन्दिरम् आ अ अहमपि श्रुतवान् आसम् श्रुतवान् आसम् सत्यं सत्यम् सत्यं सत्यम् अहम् एतदपि श्रुतवान् महोदय क सत्यं सत्यम् अहम् एतदपि श्रुतवान् पुष्पा टु तेलुगु चित्रं चलनचित्रम् आगच्छन् अस्ति तत्र कदाचित् उत्सवस्य एतस्य प्रसिद्धतां कृतवन्तः इति श्रुतवान् आसम् तदेव मन्दिरं वा एतत् ओ उत्तमं तर्हि अत्युत्तमम् तर्हि तत् ओके अस्तु मेडम् नाम प्रातः प्रातः गन्तुं शक्नुमः तर्हि प्रप्रातः षड् वादने तावत् गच्छामः चेत् दर्शनं भवति अस्तु अस्तु अस्तु मेडं भवतु इतोऽपि अत्र किमपि गङ्गम्मा उत्सवस्य अनन्तरम्

तर्हि भवत्याः तिरुपतितावत् उत्सवानां नगरी एव उत्तमं सत्यं सत्यम् ओ तमिळ पदं खलु कथं किमस्ति महोदय स तिरुपति इत्यस्य

सत्यम् अहमपि श्रुतवान्

पवित्रवाचकः वा एतादृशप्रसिद्धनगर्यां भवती वसति धन्या भवति धन्यताम् आपादयन्ति अस्तु अस्तु धन्यवादाः महोदया अवश्यमेव अहं गङ्गम्मा मन्दिरं दृष्ट्वा आत्मानं धन्यं मन्ये अवश्यम् अ अवश्यम् अवश्यं पृच्छामि महोदय अवश्यं महोदय अवश्यम् अस्तु महोदय भवामि धन्यवादाः